आम् अहं योगकक्षां गच्छामि स्म पूर्वं यदा योगकक्षां गच्छामः तदा एका अस्माकं वयं निरन्तरं गच्छामः एकः निर्बन्धः इति भवति वयं तत्र अनिवार्यरूपेण वयं वर्गं गच्छामः तत्र समयपालनमपि करणीयं भवति किन्तु यदा गृहे कुर्मः एकं तु तत्र निर्बन्धः न भवति किन्तु मा मानसिकदृढता वयं व स्वीकृत्य समये समये अस्माकं प्रतिदिनं करणीयं भवति अनिवार्यरूपेण चिन्तयित्वा करणीयम् किन्तु समयस्य किञ्चित् वयं अज्जेस्ट् कर्तुं शक्नुमः गृहे यदा कुर्मः किन्तु यदि कक्ष्यां गच्छामः तत्र एकः निर्बन्धः भवति तत्रत्य समयं पालनकरणीयम् किन्तु तत्र यदा अधिकाः भवन्ति वयं योगा कक् योगासनं यदा कुर्मः तत्र दोषान् विना वयं कर्तुं तत्र तत्रत्य वातावरणे भवति यतः शिक्षकः भवति ते सूचयन्ति यत्र कुत्राचित् दोषः अस्ति चेत् ते तत्र तत्सूचयति किन्तु गृहे तादृशं न भवति यथा वयं कुर्मः तथैव भवति अतः लाभः द्वयोः अपि भवति समयपालनं समयस्य अज्जेस्मेन् निमित्तं गृहे सम्यक् भवति किन्तु योगा कर्तुम् एकं तत्रेकं शासकं रूपेण वयं स्वीकर्तुं योगकक्षां गच्छामः चेत् उत्तमं भवति